विद्यालयात् परं विशेषवर्गः नाम ट्यूशन् छात्राः गच्छन्ति अत्र विषये अहं शिक्षकरूपेणैव उत्तरं वक्तुं प्रयत्नं करोमि पार्श्वगृहस्थः बालकः ट्यूशन् गच्छन् अस्ति अतः भवानपि गच्छतु इति इदानीं दृश्यते परन्तु सः विद्यार्थी ट्यूशन् गन्तुं न इच्छति यतोहि शिक्षकेन् यत् कथ्यते शिक्षिकया यत् बोध्यते तत् स स्वयं अवगन्तुं समर्थः एव भवति परन्तु पालका किं चिन्तयन्ति ओ पार्श्वगृहस्थः बालकः गच्छति पार्श्वगृहस्था बालिका गच्छति अतः भवान् गच्छतु भवती गच्छतु इति स्वपुत्रं स्वपुत्रीं च आग्रहेण प्रेषयन्ति एकैकस्यां शालायाम् एवमपि भवति तत्र ये शिक्षकाः बोधयन्ति ते एव स्वीय छात्रान् ट्यूशन् कुर्वन्ति तत् अतः ते शिक्षकाः किं कुर्वन्ति इत्युक्ते समूहे शालायां एकैकस्मिन् वर्षे वर्गे पञ्चाशत् छात्राः सन्ति इति सम्यक् पाठः आकृत्वा पाठं अकृत्वा मम गृहम् आगच्छतु अथवा मम ट्यूशन् केन्द्रम् आगच्छतु इति छात्रान् प्रेरयित्वा ट्यूशन् एकरीत्या स्वीय उपयोगार्थं नाम तेषां कृते अधिकं शुल्कं लभ्यते अधिकं वेतनं लभ्यते इति ट्यूशन् कुर्वन्ति एवं करणीयं छात्राणां जीवनस्य महान् क्लेशाय इति अहं विज्ञापयामि